मम गृहे बहूनि औषधीयसस्यानि नास्ति किन्तु अहं गृह औषधानां ज्ञानं जानामि तर्हि नींबु नीमन् तथा अद्रक् इति अहम् गृहित्वा बहु समस्या नष्टं कर्तुं शक्नोमि गृहौषधानां कृते बहु लघु लघु पुस्तकानि अपि अस्ति तस्य पठित्वा अहं गृह औषधानां ज्ञानं ज्ञातुं शक्नोमि तर्हि गृह औषधानां कृते पुस्तकं बहु सम्यगस्ति जनेषु गृहेषु धनं धनं वर्धयितुम् इति पुस्तकं बहु बहु ज्ञा ज्ञानं ददाति तर्हि गृहौषधानां ज्ञानम् आवश्यकम् अस्ति